महोदय नमस्ते मम मह्यं रोचते यद् रोचते अस्ति वा इति पृच्छामि महोदय आम् महोदय हा गृहे अतिथयः आगतवन्तः तेषां कृते अपि अहम् इदानीं भोजनम् आर्डर् करोमि महोदय तर्हि एतद् अस्ति वा इति एकवारं पश्यतु महोदय प्लेट् द्वयं मशाल् दोशा अस्ति वा महोदय मशाल् दोसा अनन्तरं पूरिका पूरिका अस्ति वा महोदय पूरिका हा अस्तु एक सेट् पूरिका अस्ति चेत् तद् प्रेषयतु महोदय अनन्तरं लस्सि अस्ति वा महोदय लस्सी म्याङ्गोलस्सि अस्ति वा आम् तदपि चषकद्वयं तदपि प्रेषयति चेत् वरं महोदय अस्तु अद्यतन स्पेशल् इति किमस्ति महोदय तत्र ओ अस्तु ग् गुलाब् जामून् अस्ति वा अ तर्हि तदपि प्लेट् द्वयं प्रेषयतु महोदय आम् पुनः व एकवारं वदामि वा आ मशाल् दोसा द्वयम् पूरिका एक सेट् पूरिका अनन्तरं गुलोब् जामून् द्वयम् अनन्तरं लस्सि चषकद्वयम् एतदेव प्रेषयतु महोदय नमस्ते महोदय धन्यवादः